नमो नमः याहवि खलु हा अहं वैष्णवी व् वैष्णवी वदन्ती अस्मि मम गृहे विवाहः अस्ति तस्य कृते आमन्त्रणं दातव्यम् अस्ति मम अग्रजः अस्ति तस्य विवाहः अस्ति जानवी जानेवरी मासस्य पञ्चविंशतिः दिनाङ्के विवाहः अस्ति भवती परिवारेण सह एव वा आगच्छतु विवाहार्थम् एवं वा भवती ग्रामं कदा गच्छति पुनः कदा आगच्छति ओ तर्हि ततः परं आगच्छतु वयं तु अत्रैव भवामः ओ धन्यवादः इदानीं भवती अत्रैव अस्ति खलु आम् अहं बहिः गन्तुम् इच्छामि नाम विवाहः अस्ति किञ्चित् वस्तु इत्यादिकं क्रेतव्यम् अस्ति भवती आगच्छति वा मया सह अद्य समयः अस्ति वा तर्हि भवती जानाति वा वस्त्रादिकं सर्वं कुत्र सम्यक् लभ्यते इति नाम विवाहार्थम् उपयोगः भवेत् तादृशम् हा तद् वस्त्रादिकं तु जातं किन्तु ये गेस्ट् इत्यादिकम् आगच्छन्ति तेषां कृते गिफ़्ट् अपि दातव्यम् अस्ति तत्र भवती एव किमपि सजेस्ट् करोति वा किं स्वीकरोमि इति पुनः भोजने यः पदार्थः ये सन्ति सम्यक् के कुर्वन्ति इति जानाति वा भवती ओ तर्हि भवती तेन सह वार्तालापं करोतु यदि तस्य समयः भवति चेत् मम कृते अपेक्षितः सः ओ धन्यवादः हा अवश्यं सायङ्काले गच्छामः भवती श्वः परश्वः अपि अत्रैव भवति खलु अस्तु धन्यवादः